आं भारतीयवास्तुकलाशिल्पयोः मध्ये वेदः अस्ति वास्तुकला शिल्पकला च परस्परं विन्यस्तः भवनानि मन्दिराणि प्रासादानि इत्यादीनि निर्माणे वास्तुकलायाः उपयोगः भवति शिल्पकलायां संस्कृतिः परम्पराकला इत्यादीनाम् उपयोगेन हस्तशिल्पस्य देवालयानां निर्माणं कुर्वन्ति आधुनिकजनाः वास्तुकला तथा शिल्पकला एतयोः भेदं कल्पयन्ति भारतस्य संस्कृतिषु वास्तुशिल्पस्य शिल्पस्य च महत्त्वम् अस्ति तेषां संरक्षणं च अतीवमहत्त्वपूर्णम् अस्ति अतः आधुनिकजनाः तेषां महत्त्वम् अवगम्य तेषाम् उद्धाराय पदानि स्वीकृतवन्तः